भारतस्य राष्ट्रियभाषा हिन्दी स्वीक्रियते संस्कृतं सर्वासां भाषाणां जननी अस्ति अतः हिन्द्यामपि संस्कृतस्य प्रभावः वर्तते एव किन्तु वर्तते एव किन्तु यदा वयं स्वतन्त्रतां प्राप्तवन्तः तदनन्तरम् एकः नूतनः विवादः आगतः आसीत् यद् हिन्द्यां कस्य कस्य कस्याः भाषायाः प्रभावः भवेत् तदानीम् एकः पक्षः एकः पक्षः वदति स्म यत् हिन्द्यां उर्दुभाषायाः प्रभावः अधिकः स्यात् एवमन्यः पक्षः आसीत् स वदति स्म संस्कृतभाषायाः प्रभावः प्रभावः भवतु इति अतः अस्माभिः अधुनापि दृश्यते यत् एकः पक्षः संस्कृतनिष्ठः एव भवति एवमन्यः उर्दुनिष्ठः भवति यदा राजकीयकार्य कार्येषु उर्दुनिष्ठा एव उर्दुनिष्ठा एव भाषा स्वीक्रियते एवं तस्य एव व्यवहारः क्रियते

संस्कृतनिष्ठं यत् वर्तते तत्र हिन्द्यां संस्कृतस्य अनेके शब्दाः आगताः यदा मातृशब्दः संस्कृतेऽस्ति तस्यैव हिन्द्यां माता इति जातम् पितृशब्दः अस्ति स एव पिता एवं सवितृशब्दः प्रातिपदिकः सन् प्रातिपदिकं संस्कृते अस्ति तस्य एकवचनान्त रूपं सविता इति स्वीकृतं एवं आत्मन् प्रातिपदिकम् अस्ति तस्य आत्मा इति स्वीकृतम् येन बहवः शब्दाः सन्ति संस्कृतस्य ये हिन्द्याम् आगताः सन्ति एवं हजारीप्रसाद् द्विवेदी प्रभृतयः बहवः लेखकाः कवयः अपि सन्ति ये संस्कृतनिष्ठ हिन्दीमेव स्वीकुर्वन्ति एवं तस्यैव प्रचारं प्रसारं च कुर्वन्ति